मनोरञ्जनाय मम प्रदेशे बहवः व्यवस्थाः सन्ति सङ्गीतस्य पाठः चलति भरतनाट्यस्य पाठः चलति वयोलिन् पाठः चलति चलनचित्रमन्दिरं अपि वर्तते तत्र चलनचित्रमन्दिरं प्रति शुल्कं देयम् सङ्गीतपाठं भरतनाट्यपाठं प्रति शुल्कं देयम् किन्तु श्रवणं दर्शनं तु निशुल्कं शक्यते अहं मनसः रञ्जनाय ये उत्सुकाः तेभ्यः निशुल्कं भगवद्गीतां पाठयामि अनेन मम मनः मोदति वेणुनादम् अहं बाल्ये पठितवती तस्य अभ्यासं प्रतिनित्यम् अहं करोमि यदा अवकाशः प्राप्यते तदा वेणुवादनं करोमि तेनापि मम मनः मोदति तदा तदा सङ्गीतं श्रोतुं भरतनाट्यं दृष्ट् द्रष्टुं मन्दिरं गच्छामि कदाचित् शुल्कं दत्त्वा पश्यामि कदाचित् निशुल्कम्